मम प्रदेशे शाकानां कृषिः भवति फलानां कृषिः अपि भवति प्रधानतया वृन्ताकम् रक्तफलं भिन्डिनकं म हरित मरीचिका जम्बीरं कदलीफलम् आम्रफलम् इत्यादीनां कृषिः भवति अस्मिन् प्रदेशे एतेषां कृषिः भवति इति कारणात् अत्र एतेषां शाकानां मूल्यमपि अल्पमूल्यमेव हरितपत्राणि अपि अत्र उपलभ्यन्ते